नमस्कारः अत्र तन्त्रज्ञानेन कलाकाराणां प्रति साहाय्यं कथं भवति कला उद्यमस्य कलाकाराणाञ्च कृते कथं तन्त्रज्ञानं सहायं करोति इति प्रश्नः अस्ति अत्र एतत्तु सर्वेषां प्रति ज्ञानविषयमस्ति सर्वेषां जनाः तु जानन्ति एव कारणं किम् अत्र अस्माकं कविजनाः सन्ति पण्डितजनाः सन्ति लेखकाः सन्ति ते पूर्वतनकाले तु ते लिखन्ति तत्र म्यान्युस्क्रिप्ट् इति हस्तेन लिखित्वा प्रकाशनं भवति किन्तु इद् इदानीन्तनकाले तु प्रकाशनं यन्त्रं करोति तदनन्तरम् अन्तर्जालमाध्यमे अपि प्रचारः भवति अतः तत्र अधिकं प्रकाशनं प प्रकाशनमपि भवति अनन्तरं सामाजिकमाध्यमानां वयं प्रकाशयामः चेत् यूट्यूब् इति तदनन्तरं प्राकाशिकानाम् अमेजान् एवमेव तत्र सन्ति ते अपि बहु विधरूपेण सहायं कुर्वन्ति तदनन्तरम् अत्र अहं जानामि मम मित्रम् अस्ति आस्ट्रेलियादेशे सः तेलुगुमाध्यमे एकं प्रति विशेष कविताप्रक्रिया अस्ति इत्युक्ते तस्य नाम अस्ति अष्टावधानमिति सः अन्तर्जालमाध्यमेन तत्र आस्ट्रेलियामध्ये स्थित्वापि अष्टावधानं कथं कर्तुं शक्नुमः तेलुगुमाध्यमे पद्यानि कथं लेखितुं शक्नुमः इत्यादिविषयेऽपि सः तत्र स्थित्वैव पाठयति तदनन्तरं सः तु तन्त्रज्ञः ऐटिमध्ये कार्यं करोति इन्फर्मेषन् टेक्नोलजिमध्ये कार्यं करोति चेदपि सः तत्रैव स्थित्वा तस्य ज्ञानं इत्युक्ते पद्यरचनाद्यानं ज्ञानम् अष्टावधानम् कर्तव्यज्ञानम् अपि सर्वेषां प्रति सः ददाति एतदपि अत्यन्तं उत्तमं सहायकार सहायकारकं वर्तते अस्तु धन्यवादः